मम क्षेत्रे मुख्याः माध्यमाः अनेका अनेके सन्ति मनोरञ्जनप्रक्रिया अपि सन्ति पूर्वं तावत् चलचित्र मन्दिराणि आसन् इदानीं चलचित्रं कोपि न पश्यति गृहे एव तत्र कं टी वी पुरतः स्थित्वा सर्वं मनोरञ्जनं प्राप्नोति सामान्तया जनाः देवालयमपि न न गच्छन्ति इदानीं पूर्वं तावत् देवालयं गच्छन्ति स्म मनोरञ्जनार्थं वा उत तत्र उत्सवादिकं वर्तन्ते इति वा इदानीं यः कोपि तथापि तथा प्रयत्नं न करोति एतेषु वर्षेषु परिवर्तनं जातं ते सर्वेपि गृहस्थाः एव सन्ति गृहस्था नाम गृहे तिष्ठन्ति सर्वे तथा गृहे तिष्ठन्ति मनोरञ्जनं चलचित्र मन्दिरमपि न गच्छन्ति देवालयमपि न गच्छन्ति तत्र पार्क् इति अस्ति उद्यानवनं तत्र अपि न गच्छन्ति योगः केन्द्रमपि न गच्छन्ति सर्वत्र कुत्रापि न गच्छन्ति सर्वे ग्रहेषु ग्रहस्थाः गृहे तिष्ठन् तिष्ठन्तः सन्ति